प्रकृतिः सर्वदा माम् मोदते प्रकृतिसहजतया अहं बहुं बहु सन्तोषम् अनुभवामि अनन्तरं वेदघोषं सङ्गीतं तदनन्तरं नाटकं यक्षगानम् इत्यादिकं मां बहु मोदते सन्तोषं कल्पयति अत्र भाव यादृशीं भावनां कुर्यात् सिद्धिर्भवतु तादृशी इति वाक्यम् अस्ति किल तथैव अस्माकं मनः अस्माकं चित्तं यत्र गच्छति तत्र मोदनविषयम् अथवा सन्तोषदायकविषयम् अस्ति चेत् तत्रापि तत्र गुणबाहुल्यम् अस्ति चेत् तत्र मनः प्र मनः प्रकर्षति अनन्तरं प्रमोदं च कल्पयति